मम अध्ययनं संस्कृतक्षेत्रे जायमानं वर्तते अहं संस्कृते विशिष्य व्याकरणशास्त्रे अनुसन्धानम् आरब्धवती तत्र संस्कृतक्षेत्रं महासागरम् यत्र अनुसन्धानं कर्तुं बहवः विषयाः लभ्यन्ते विशिष्य व्याकरणक्षेत्रे आधुनिककाले सङ्गणकयुक्तसंस्कृतस्य निर्माणाय व्याकरणस्य महान् उपयोगः दृश्यते मह्यम् एतादृशविषयेषु अध्ययनं रोचते तस्मिन् काले पाणिनिना विरचितसूत्राणि कथम् आधुनिकसङ्गणकस्य कृते उपयोगः भवति इत्यादि अंशाः ज्ञातुं रुचिकरं भवति एवम् एतदेव मम वृत्तिविषये मम अध्ययनविषये च वर्तते